सत्यमेव लेखनसमये प्रेरणां रक्षितुं तु बहुप्र बहुप्रकारकप्रयत्नां तु कुर्वन्नेव भवामि एवमेव यावत्पर्यन्तं लेखनकार्यं न समाप्तिं याति तावत्पर्यन्तं चर्चा प्रायः न क्रियते अन्येन सह एवं च यदि तादृशं लेखनविषयं भवति यदि अस्माकं रचनासम्बद्धं तर्हि अवश्यमेव रचना यदि सुमधुरा रचाना वर्तते अथवा सरसामरचना वर्तते तर्हि पत्न्याः कृते श्रावयितुं यथा योग्यं भवति तर्हि अवश्यमेव श्राव्यते एव तर्हि लेखनसमये प्रेरणां रक्षितुं तावत् यदि रचनासम्बद्धविषयाः भवन्ति तर्हि अवश्यमेव जायमानस्य उद्वेगानाम् अथवा रागद्वेषादीनाम् अथवा भिन्नभिन्नप्रकारक अनुरागानां वा भवतु अनुरागस्य वा भवतु भिन्नप्रके प्रकारक उद्वेगादीनां द्वेषानाम् अथवा गुणानां च समन्वयेन र रक्षितः भूत्वा तेषां संयुक्तेन एव लेखनसन्दर्भे तस्य तस्य भावस्य विनिमयः लेखन्या जायते इति मम आशयः